भिन्नभिन्नकार्यावकाशानां प्रारम्भे तन्त्रज्ञानं कथं साहाय्यम् अकरोत् इति चेत् तत् कार्यं सुलभी सुलभं कर्तुं एवं सरलीकर्तुं च आरम्भे तन्त्रज्ञानं साहाय्यम् अकरोत् इत्युक्ते इदानीं एकं गमनं नाम पद्भ्यां गमनं नाम बहु समयः भवति तदेव यानेन गमनं नाम अल्पकालः पर्याप्तः भवति विमानम् उदाहरणार्थं विमानक्षेत्र विमानेन विदेशं गन्तुं शक्यते परन्तु पद्भ्यां गन्तुं न शक्यते न तु वा यानेन गन्तुं न शक्यते यानमपि यद्यपि तन्त्रज्ञानयुक्तमेव अस्ति परन्तु विमानयानेन यथा गच्छामः तथा गन्तुं न शक्यते एवं रूपेण कार्यं शीघ्रं कर्तुं सुलभीकर्तुं च प्रारम्भे तन्त्रज्ञानं साहाय्यम् अकरोत् सद्यकाले छात्राः इञ्जिनीरिङ्ग् नाम अभियन्त्र अभियन्तरा पदवीम् प्राप्तुम् इच्छन्ति वैद्यकीयक्षेत्रे अपि तदेव तान्त्रिक अनुगुणं कार्यम् अथवा अध्ययनं कर्तुम् इच्छन्ति एवम् ऐ टि बि टि क्षेत्रेऽपि सद्यकाले छात्राः तान्त्रिकपदवीं प्राप्तुम् इच्छन्ति एव